वयं तु प्रकोष्ठे सामान्यतः इड्लिकां पोहां दोसामेव खादामः भवतां होटेल् मध्ये अद्य नूतनं किम् अस्ति तत् किञ्चित् सूचयन्ति वा तत् नूतनं किमपि अस्ति चेत् प्लेट् द्वयं स्थालिका द्वयं मह्यं प्रेषयन्तु मम स्थलं तु विलासं तु भवन्तः जानन्ति एव कलु एवं निहतग्राही भवतां सम्पर्के एव अस्मि अत्रैव समीपे एव भवति किञ्चित् सूचयन्ति वा किमस्ति इति सर्वं तत् प्रकोष्ठे एव भुक्त्वा भुक्त्वा किञ्चित् आलस्यं जातमस्ति अतः किञ्चित् नूतनं किमपि पश्यामः इति अद्य किम् अस्ति विशिष्टम् इति किञ्चित् सूचयति वा